मम प्रियः पत्रिका अस्ति दिनमलर् इति तमिळ्भाषायाम् काचित् पत्रिका कारणं सा पत्रिका सत्यवार्ताः प्रकाशयन्ति इति मम विश्वासः राजनैतिकक्षेत्रे ये विषयाः प्रचलन्ति तान् विषयान् सम्यक् प्रतिपादितान् भवन्ति तस्यां पत्रिकायाम् तान् विषयान् सम्यक् प्रतिपादयति सा पत्रिका इति मम दृढः विश्वासः अस्ति इत्यतः मम प्रियतमा पत्रिका अस्ति दिनमलर् पुनश्च अन्तर्जालीय पुटः इति चेत् अष्टाध्यायी डोट् कोम् इति अन्तर्जालीयः पुटः कश्चित् संस्कृतः सम्बन्धः विषयः तत्र भवति यतो हि संस्कृतं पठने संस्कृतं पाठने च मम महती तीव्रता अस्ति इत्यतः प्रतिदिनं पठनं पाठनम् उभयमपि चलति अतः सन्देहः सन्देहस्य अवकाशाः बहु भवन्ति अत्र झटिति सन्देहानां निवारणार्थम् अयं जालपुटः बहुदा प्रयुज्यते मया अस्मिन् जालपुटे सूत्रपाठः धातुपाठः शब्दपाठः पुनश्च अमरकोशः लघुसिद्धान्तकौमुदी सिद्धान्तकौमुदी काशिकावृत्तिः इति संस्कृत संबन्धाः नैके विषयाः अस्मिन् जालपुटे प्राप्यन्ते इत्यतः समस्यानिवारणार्थं एकं रेडी रेफ़ेरेन्स् भवति अयं जालपुटः